वयं बौद्धाः मध्यममार्गस्य गन्तारः यदा कदाचित् सङ्कटः आगच्छति तत्र प्रायः दृश्यते पक्षद्वयं अस्माकं किञ्चित् प् अन्यः पक्षः अपरेषामन्यत् तर्हि तदानीं वयं मध्यममार्गम् अनुसरामः मध्यममार्गमनुसृत्य कदाचित् सङ्कटः भवत्येव नहि वयम् अनेनैव मार्गेण गत्वा तस्य समाधानं वाञ्छन्ति कुर्मः करिष्यामः